गतवर्षे तत्र भवान् नरेन्द्र मोदिमहाशयः प्रधानमन्त्रीत्वेन जातः देशस्यास्य सौभाग्यमस्ति तादृशः महानायकः देशस्य अधिपतित्वेन तत्र चितः इति सः महोदयः तपस्वी अस्ति स्वस्य जीवने सर्वस्वं देशाय अर्पितवान् इदं राष्ट्राय इदं न मम इतिवत् पुनः आबाल्यादेव सर्वं समर्प्य सङ्घाय समाज समाजतः सर्वान् अपि गुणान् स्वीकृत्य आत्मसात् कृत्य च स्वकर्मसु तान् अनुष्ठाय तान् आरोप्य च गुणान् गुजरातस्य गुजरातराज्यस्य मुख्यमन्त्रीत्वेन वारत्रयं पर्यायत्रयं नाम पञ्चदश वर्षाणि तदनन्तरं देशस्य अस्य प्रधानमन्त्रीत्वेन द्वितीयवारं चितवान् इति अत्यन्तं मोदस्य विषयः स एव विषयः धन्यवादः